मम क्षेत्रे क्रीडाकार्यक्रमान् सञ्चालनाय उत्तमम् अनुकूल्य अनुकूल्यम् अस्ति ट्रेक् एण्ड् ट्रेल् क्रीडायां संयोजितुं विशालान् क्रीडाङ्गणानि सन्ति तरणस्पर्धायां कृते अपि तरणस्थानानि सन्ति क्रीक्रेट् भवतु वालिबाल् बेड्मिण्टन् भवतु अथवा कबड्डि खो खो इत्यादि स्थानीय क्रीडाणां कृते अपि क्रीडाङ्गणानि सन्ति षण्मासपूर्वमेव अत्र एका राष्ट्रियस्तरे प्रतियोगिता आयोजिता आसीत् यशस्वी अपि अभवत् एतदेव क्रीडाकार्यक्रमसञ्चालनस्य साक्षी अस्ति